नवजातस्य शिशोः प्रथमवर्षे तत्र आदौ नामकरणसंस्कारः क्रियते तदनन्तरं अन्नप्राशन्संस्कारः एतद्वयं प्रमुखतया प्रधानतया क्रियते तत्र आदौ अन्नप्राशन संस्कारे क्रियते यतः अन्नं विना न जीवति शिशुः अतः कीदृशस्य तत्र अन्नस्य अश्नाति इति अन्नं तत्र दुग्धं वा भवतु अथवा किमपि चूर्णं वा भवतु चूर्णे जलादिकं अथवा घृतादिकं सम्मिश्र्य तस्य प्राशनं वा भवतु येन शिशुः बलवान् स्यात् तदर्थम् अन्नप्राशनसंस्कारः क्रियते तदनु नामकरणसंस्कारः नामकरणसंस्कारस्य महत्वं बहु वर्तते यथा नामाखिलस्य व्यवहारहेतुः शुभावहं कर्मसु भाग्यहेतुः नाम्नेव कीर्तिं लभते मनुष्यः ततः प्र अतः प्रश ततः प्रशस्तं खलु नामकर्म इति नाम अखिलस्य समर्थ समग्रस्यापि जीवनस्य व्यवहार व्यवहारकारणं भवति नाम नाम न भवति चेत् कथमपि व्यवहर्तुं न शक्नुमः कः वा करोति वा को वा आगतः को वा भुक्तः इत्यादि सर्वेऽपि विषयाः नाम्नैव ज्ञायन्ते पुनश्च यदि पूर्वजानां महापुरुषाणां नाम वयं यदि स्थापयामः तेन नाम्ना तस्य शिशोः कीर्तिः वर्धते अतः नामकरणसंस्कारस्यापि तत्र विशेषः वर्तते अतः नामकरणे अतीव जागरूकतया उत्तमानि एव नामानि स्थापनीयानि अन्येषाम् अर्थविहीनानां नामानि न स्थापनीयानि इति